अहं पञ्चविंशतिवर्षत्तः यानं चालयन् अस्मि पूर्वं स्कूटर् आसीत् अनन्तरं बजाज् सी टी हण्ड्रेड् आसीत् तदनन्तरं हिरो कम्पन्याः पेषन् प्रो आसीत् इदानीं होण्डा होण्डा शैन् इति यानम् अस्ति समीचीनम् अस्ति इदानीं चालयन्नस्मि समीचीनम् अस्ति